हरिः ओम् हा वदतु वदतु भगिनि किम् आम् भागवत् पुराणपुस्तकं वा तत्र ए ब्लाक् अस्ति खलु तत्र गच्छतु ये ब्लाक्मध्ये आध्यात्मिकपुस्तकस्य राम राम आध्यात्मिकपुस्तकस्य सङ्ग्रहः अस्ति तत्र पश्यतु पुस्तकं मिलति आ तद् ब्लाक् अस्ति खलु एकं लिखितमस्ति ए ब्लाक् इति लिखितमस्ति तत्र गच्छतु तत्र केवलम् आध्यात्मिकं हा अन्ते आगच्छतु अन्ते आगच्छतु ए ब्लाक् हा अन्ते कपाट् अस्ति खलु ए ब्लाक् कपाट् अस्ति तत्र पश्यतु मिलति हा मिलति मिलति पश्यतु हा हा अन्वेषणम् नास्ति एव तत्रैव भवति विषयद्वारा पुस्तकस्य सङ्ग्रहणं भवति तद् भवती आध्यात्मकं पुस्तकं पृष्टवती ये मध्ये अस्ति विज्ञानस्य विषये अस् मध्ये अस्ति अन्य अन्यविषयस्य द्वारा श्रेणीकृतं सङ्ग्रहणं कृतवन्तः पश्यतु इतोपि एकवारम् ओ एवं वा अस्माकम् एकम् व्यवस्था कृतवन्तः वा स्थापितवन्तः अस्माकम् एकः कर्मकारः तद् कृतवन्तः अन्ये केचनाः आगच्छन्ति ते भिन्नभिन्नस्थले स्थापयित्वा गच्छन्ति तद् कष्टं भवति एवमस्ति सम्यक् न पश्यतु अत्रापि एवं भवति व्यवस्था वयं तु त्रीणीकृतरीत्या स्थापयन्ति पुस्तकम् परन्तु अन्यत्र अन्यत्र अन्यत्र एकवारं पश्यतु अन्यं पुस्तकम् अन्येकं पुस्तकम् इच्छति वा भवति अन्येकं पुस्तकम् अन्यं किं पुस्तकम् आवश्यकमस्ति हा एवं वा रामायणम् इत्युक्ते पौराणिकविषये बी श्रेण्याम् आगच्छति बी श्रेण्यां पश्यतु तत्रपि ह श्रेणीद्वारा स्थापितवन्तः यद्यपि किमभवत् अस्माकं कर्मकारः स इदानीं नूतनकर्मकराः आगतवन्तः अस्ति स सम्यक् न ज्ञायते लैब्ररी पुस्तकं कथं स्थापनीयामि इति न ज्ञायते तस्यापि अतः एवमेवम अभवत् इतोपि एकवारम् अन्वेषणं करोतु एकवारं भवती पुस्तकं स्वीकरोतु स्वीकरोति चेत् तस्य आकाररीत्या दृष्ट्वा पश्यतु इतोपि एकवारं तत्र व्यवस्थारीत्या स्थापितवान् पश्यतु अन्य अन्यं तु वाचकः अपि पुस्तकम् कुतः स्वीकुर्वन्ति तत्रैव न स्थापयति अन्यत्र गत्वा स्थापयति तदपि अव्यवस्था भवति हा अतः वाचकः अपि वाचकस्य दायित्वमपि अस्ति तत्रैव स्थापनीयं वा नो चेत् पठित्वा आसन्दस्य उपरि अपि स्थापयति चेत् वयं तत्र ददामः पुस्तकस्य उपरिश्रेणीनं सङ्ख्यापि भवति बि श्रेण्याम् अहं स्थापयत्र सर्वे व्यवस्थापि अस्ति वा भवन्ति परन्तु एवम् एवं भवति भिन्नभिन्नश्रेण्यां गत्वा व्यत्यासः भवति अतः बन् अस्ति हा अस्तु अस्तु अहम् अहमेव आगच्छामि अहम् आगत्य मम हस्ते एकं लघुकार्यमस्ति समाप्य अहं तत्र आगत्य अन्वेषणं कृत्वा ददामि तस्मिन् पर्यन्तं भवती अपि अन्य श्रेण्याम् अन्वेषणं करोतु यदि मिलति चेत् उत्तमं भवति नो चेत् अहं स्वयम् आगत्य अन्वेषणं कृत्वा ददामि

तत्तु पश्यतु इदानीम् अहमपि आगमिष्यामि दृष्ट्वा अन्वेषणं कृत्वा ददामि अस्तु अस्तु अस्तु अस्तु आगच्छामि आगच्छामि अस्तु अस्तु आगत्य ददामि ह अस्तु अस्तु तत्रैव भवतु अहं तत्रैव आगमिष्यामि अस्तु अस्तु भगिनि अस्तु आम्